मम प्रदेशे षण्मासकालान्तरे एकवारं वृक्षारोपणः समारोहः समारोहः आयुज्यते तत्र नूतनवृक्षाणाम् आरोपणं भवति एकः पालकः नियुक्तः भवति ये सस्यानां पोषणं करोति स् सेचनम् तेभ्यः औषधम् इत्यादिकं कृत्वा सम्यक् परिपालयति नूतनविद्यालयेषु कार्यालयेषु तत्र वर्षे एकवारं समारोहः वृक्षारोपणसमारोहः आयुज्यते तत्र विद्यालयबालकाः वृक्षारोपणं कुर्वन्ति तत्र ये कर्मकराः सन्ति ते वृक्षाणां पालनम् अग्रे कुर्वन्ति वृक्ष छेदनं तु कदाचित् आवश्यकमेव न आवश्यकमिति न वक्तुं शक्नुमः ये वृक्षाः बहु बृहत् वर्धितवन्तः तेषां यदि मार्गे अस्ति चेत् यानानां गतागतम् विषये क्लेशः भवति अतः तेषां छेदनम् कर्तुं शक्नुमः यानि ये वृक्षाः तत्र शाखा वृक्षस्य शाखा वृष्टिकाले पतेत् अतः वृक्षकर्तनं न आवश्यकं शाखानां कर्तनं शाखाः कर्त्यते चेत् पर्याप्तं भवति आवश्यकं विना वृक्षस्य छेदनं न करणीयम् इति मे मतिः